तिरुपतौ पूजास्थानानि अधिकानि सन्ति वस्तुतः तिरुपतिः इत्युक्तौ मन्दिरप्रदेशः इत्येव तस्य नाम टेम्पल् सिटि इति वदामः अत्र परम्परा उत्सवः सामुदायिकमेलनम् एतत्सर्वं बहु अधिकं जायते विशेषतया अस्माकं विश्वविद्यालयः राष्ट्रियसंस्कृतविश्वविद्यालयः अत्र बहुधा अस्माभिः सर्वेषा राज्यानां सर्वासां संस्कृतीनां उत्सवानाम् आचरणं क्रियते यत्र सर्वविधराज्येभ्यः छात्राः सम्मिलीयकार्यं कुर्वन्ति एतेन अनेकतायाम् एकतापि समागच्छति अतः कथनस्य तात्पर्यं किं सामुदायिकदृष्ट्या उत्सवानां संस्कृत्याचरणं परम्परागतवैभवम् एतत्सर्वं सर्वविधराज्यात् समागतानां छात्राणामुपरि पतति एकैकस्मिन् विषये वर्षे प्रत्येकमुत्सवस्य आचरणं सर्वस्मात् राज्यात् केन्द्रात् ये छात्रास्समागताः ते सर्वेऽपि मिलित्वा तस्य आचरणं कुर्वन्ति इति महान् विशेषः अस्य विश्वविद्यालयस्य क्षेत्रं यदि पृच्छामः अत्र इदं तावत् पर्यटनक्षेत्रं भवति यद्यपि आन्ध्रदेशे विद्यते तथापि बहुभ्यः राज्येभः जनाः अत्र समागताः अत्रैव तिष्ठन्ति बहु वर्षेभ्यः अतः तेषां पारिवारिकदृष्ट्या वैयक्तिकदृष्ट्या पुनः अन्यान्यदृष्ट्या वा अस्माभिस्सह सम्बन्धः क्वचित्भवति यथा स्टेषनरि अस्माभिः यदि स्वीकर्तव्यं तर्हि अत्र राजस्थानीयाः सन्ति अस्मद्विश्वविद्यालयतः अस्माकं सम्बन्धः तैस्सह बहुधा भवति तर्हि तेषां ये उत्सवाः सन्ति तेषां सर्वेषामपि विवरणम् आचरणं पुनः महत्वम् अस्माभिस्सर्वैरपि ज्ञायते एतत्कथं जायते इत्युक्तौ परस्परसम्बन्धः सामुदायिकमेलनं परस्परसहयोगः सहकारः एतेन परम्परायाः संस्कृतेः उत्सवानां च आदानप्रदानम् अत्र बहुधा जायते इति वक्तुम् इच्छामि